अस्माभिः सारितेषु कार्येषु मयि धन्यताम् आनीतं कार्यमेतदेव अस्ति यत् वयं संस्कृतमातुः शृङ्गारकाः स्मः सेवकाः स्मः बाल्यकालादेव गुरुकुले भूत्वा संस्कृतभाषायाः अध्ययनम् आरब्धं तदनन्तरं वाराणसीकाशीहिन्दुविश्वविद्यालयतः शास्त्री एवं एम् ए एवं नेट् इत्यादि परीक्षाम् उत्तीर्य इदानीं केन्द्रीयसंस्कृतविश्वविद्यालयतः शोधकार्यं करोमि अस्माकं जीवनस्य उद्देश्यम् एतदेव वर्तते यद् संस्कृताय जीवनं जीवनाय संस्कृतम् इति यावदस्माकं जीवनं तावत् संस्कृतमातुः सेवा स्याद् तस्यैव अध्ययनम् अध्यापनं स्यात् एवं तस्य तस्याः एव संस्कृतभाषावर्धने एव अस्माकं जीवनं गच्छेत् इति अस्माकं लक्ष्यं वर्तते इत्यस्मिन्नेव अस्माकं धन्यता अस्ति इति